हलो होटेल् ओशन् पर्ल् वा अहम् अद्य मश्रूम् मञ्चूरियन् वित् ग्रेवि आर्डर् कृतवती आसम् यद् आहारं मम समीपं डेलिवर् अभवत् तत्र मश्रूम् शीर्णं जातम् अस्ति भवान् कलुषित आहारं दत्तवन्तः एतत् कस्य त्रुटिः अस्ति तस्य विषये भवान् किम् अनुशासिकक्रमं स्वीकरोतीति अहं ज्ञातुम् इच्छामि